वेदाध्ययनार्थन्तु अङ्गानि आवशयकानि तत्र वेदाङ्गानि मुख्यरूपेण च मीमांसाध्ययनं तत्र पूर्वमीमांसाशास्त्रं तथा उत्तरमीमांसाशास्त्रम् इति विभागद्वयं वर्तते पूर्वमीमांसाशास्त्रेषु तु कर्मकाण्डविचाराः प्रचलिष्यन्ति उत्तरमीमांसायां तु ब्रह्मजिज्ञासा ब्रह्मविचारः प्रवर्तिष्यते उभयमपि वेदार्थकरणं यथा भवेत् तदर्थं तत्र साहाय्यं भवति वेदाध्ययनं नाम न केवलं वेदानाम् उच्चारणं अपि च वेदार्थज्ञानम् अर्थानुरूपेण वेदानां ज्ञानं तथा च वेदोक्तकर्मानुष्ठानम् इत्यादिकं सर्वमपि तत्र अन्तर्भूतं भवति अत एव अर्थपर्यन्तं ज्ञानमेव वेदाध्ययनम् इत्युच्यते अतः वेदाध्ययनार्थं मीमांसाशास्त्रस्य आवश्यकता अत्यन्तं वर्तते यद्यपि तत्र केवलं वेदात् वेदानाम् उच्चारणार्थं शिक्षादिकं तु अपेक्षितं भवति अर्थज्ञानाय मीमांसाशास्त्रं तथा च व्याकरणशास्त्रं तु सर्वदा आवश्यकम् एव अन्यथा वेदशब्दानाम् अर्थः एव न ज्ञायते एवं व्याकरणं मीमांसा अन्येषां च वेदाङ्गानां तु यथा शक्ति अध्ययनम् आवश्यकं भवति कल्पसूत्राणां कल्पस्य च तथा ज्योतिषादि शास्त्राणान्तु कालज्ञानार्थम् आवश्यकं भवति एवं तेषां तु यावत् अपेक्षितं तावत् स्वीकृत्य वेदाध्ययनार्थं तत्र पूरकं भविष्यति मीमांसाशास्त्रं तु अवश्यं अध्येतव्यं भवत्येव तथा व्याकरणशास्त्रं तु सर्वस्यापि अध्ययनस्य मूलं भवति आवश्यकमेव पदज्ञानार्थं वेद वेदे स्थितानां पदानां ज्ञानार्थं तत्र विशेषः एवं वर्तते वेदशब्दानां ज्ञानं तु व्याकरणशास्त्रात् भविष्यति तत्रापि च छन्दसि दृष्टानुविधिः इति कृत्वा व्याकरणे एव व्याकरणशास्त्रे एव वेदशब्दानां विशेषप्रयोगाः अपि दर्शिताः परन्तु वेदवाक्यानां यथा ज्ञानं भवेत् वेदवाक्यतात्पर्यं च तस्य च अवश्यं मीमांसाशास्त्रस्य अध्ययनम् आवश्यकमेव तद्यथा यथा वाक्ये वेदवाक्यानां तात्पर्य निर्णयार्थं वेदवाक्यानां एकवाक्यता करणार्थं श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यादीनां तत्र विचारः प्रवर्तिष्यते तदनुरूपेण वेदवाक्यानां तात्पर्यं तत्र निर्णीयते द्वितीयं तु यत् वेदेषु ब्रह्मस्वरूपम् उच्यते तत्र उपनिषत्सु वेदान्ताः इति उच्यन्ते तेषां भागानां तेषां तु ज्ञानार्थम् उत्तरमीमांसा तेषां वाक्यतात्पर्यनिर्णयनार्थं तथा च ब्रह्मज्ञानार्थम् अन्ते तु ब्रह्मज्ञानार्थं तु अवश्यं मीमांसाशास्त्रस्य उत्तरमीमांसाशास्त्रस्य अध्ययनम् आवश्यकं भवति तत्र विशेषतः अध्यारोपापवादन्यायः अपि प्रवर्तिष्यते तत्र केवलम् अध्यारोपापवादन्यायः मुख्यरूपेण तत्र भविष्यति अन्येषां न्यायः अन्येषां न्यायशास्त्रविचाराणां तु अन्येषां न्यायशास्त्रविचाराणां तु यथाशक्ति यथा सम्भवं यथासम्भवम् इत्युक्ते यथा तत्र ब्रह्मज्ञानादिषु विरोधः न भवेत् तथा तेषां तु न्यायविचारः न्यायप्रसारः कर्तुं शक्यः एवं वेदाध्ययनार्थं पूर्वमीमांसाशास्त्रस्य उत्तरमीमांसाशास्त्रस्य अध्ययनन्तु अवश्यं भवेत् व्याकरणशास्त्रं तु पदज्ञानार्थं भवति एवं पदज्ञानार्थं व्याकरणशास्त्रं वेदवाक्यानां तात्पर्यनिर्णयनार्थं तु मीमांसाशास्त्रं अन्येषां तु यज्ञादिनां परिचयार्थं कल्पादि वेदाङ्गानां कल्पादि सूत्राणाञ्च अध्ययनम् आवश्यकं भवति

वेदाध्ययनार्थं वेदाध्ययनन्नाम अर्थपर्यन्तं वेदस्य अध्ययनं यत् भवति तदर्थं व्याकरणस्य मीमांसाशास्त्रस्य विशेषतः अध्ययनम् आवश्यकमेव भवति